अहं ह्यः प्लास्टिक् कण्टैनर् आपणात् स्वीकृतवती बहु सौकर्यम् अस्ति तद् बहु ट्रान्स्परेण्ट् अपि अस्ति यद् वस्तु अन्तः अस्ति इति ज्ञातुम् वयं शक्नुमः अतः स्थलमपि बहु स्थलं न तद् स्वीकरोति अतः अहं बहु इच्छामि तद्